योगः तु प्रतिदिनं नित्यं प्रतिदिनं करणीयः एव त् तदर्थम् अहं प्रतिदिनं प्रातः षड्वादनात् सप्तवादनं यावत् योगाभ्यासं करोमि तत्र आदौ प्रणव उच्चारणम् अनन्तरं शारीरिकक्रिया इत्यादि अनन्तरं अहं प्राणायामादि

षट्कर्म अभ्यासं करोमि षट्कर्म अभ्यासं करोमि तत्र अस्माकं त्रिपुराराज्यस्य विधानसभा वर्तते तस्य परितः बहुस्थलानि सन्ति यत्र जनाः आगत्य योगाभ्यासं प्रतिदिनं प्रातः सायं च अभ्यासं कुर्वन्ति अहं तु प्रातः एव करोमि यतो हि प्रातः अहं मम समयस्स अवकाशः अस् समयः लभ्यते अतः प्रातः अहं योगाभ्यासं करोमीति